हरि ओम् हम्म मम नाम महेन्द्रशर्मा मम स्वास्थं समि समीचीनं नास्ति महोदय अहं कथं कुर्याम् मम कण्ठवेदना अस्ति बहुदिन आम् आम् द्वि द्विदिनं दिनात् प्राक्

आं महोदय शितलाहारं हारं प्राप्तवान् ऐस्क्रीम् आम् आम् मम स्वास् मम स्वास्थस्य कृते किं निदानमस्ति महोदय एकवारं वदतु

कदा समय महोदय रात्रिकाले प्रातःकाले त्रिवारम् आं महोदय गुलिकापि आवश्यकमस्ति न आम् आम् आम् आम् आं महोदय

आं लघु लघूपायः अस्ति शित् उष्णं जलमस्ति ऐ प्रातःकाले अपि आवश्यकमस्ति उष्णं जलं चतुर्वादने

आम् आम् आं धन्यवादः धन्यवादः धन्यवादः